अहं मीशोद्वारा एकम् कण्ठाभरणम् अहं क्रीतवती बहु सम्यक् बहु सुन्दरमस्ति अहं द्रविणं प्रेषितुमपि बहु इच्छामि किमर्थमित्युक्ते एतत् उपकरणवस्तु बहु सम्यकस्ति अहं बहु आनन्दम् अनुभूतवती द्रविणमपि अहं दातुं बहु इच्छा बहु इच्छामि अस्तु